नमस्कारः मम गृहस्य समी प्रदेशे इत्युक्ते सामान्यतः जनाः अध्यापनवृत्तिं कुर्वन्ति एते सर्वे एवं केचन विद्यालये पाठयन्ति केचन महाविद्यालये पाठयन्ति पा पठनं पाठनं तु जीवनस्य अविभाज्यम् अङ्गमस्ति पठनेन यथा श्रवणं संस्कारः आवश्यकः अस्ति श् आवश्यकमस्ति तथा पठनं पठनमपि एकः संस्कारः अस्ति पाठनमपि एकः संस्कारः एव वदामः इति तर्हि पठनपाठनेन आदर्शः मानवान् मानवानां किं चारित्र्यनिर्माणं कर्तुं शक्यते वदन्ति चेत् नरस्य नारायणः भवति यदि यदि संस्कारः भवति चेत् नरः अस्ति नारायणः स्वसद्गुणेन स्वसामर्थ्येन स्वबुद्ध्या स्वं नारायणः भवितुं शक्यते अतः पठ अथवा मम याम् अतः सामा सर्वे अदाप् अध्यापकाः सन्ति सर्वेषां कृते अध्यापनं कुर्वन्ति स्वज्ञानम् अन्यैः ददति अन्